यदि नूतनतया विद्युत्संयोजनं कर्तव्यं भवति तर्हि आदौ पञ्चायत् प्रति गत्वा तत्र एवं समस्या अस्तीति वक्तव्यं ततः ते उक्त्वा अर्जि स्थापनीयं भवति ततः ते अग्रे पास् कुर्वन्ति अग्रे प्रेषयन्ति तत् ततः यदा आ आगच्छति तद तदा आहूय एवम् आगतमिति वदन्ति तदा तत् स्तम्भाः वयर् सर्वं आगच्छति ततः तैः एव तस्य किं व्यवस्था क्रियते तत् स्तम्भस्थापनम् इत्यादिकस्य व्यवस्था क् क्रियते ततः स्थम्भं स्थापयित्वा वयर् सर्वम् अस्माकं क्षेत्रस्य क्षेत्रं प्रति एव संयोजनं कुर्वन्ति ततः साक्षात् विद्युत् स्वीकर्तुं शक्यते यदि विद्युत् सम् सम्यक् समये न आयाति तर्हि सस्यानां कृते किं जलं यदि सम् समये समये न दीयते न सिञ्चनं कुर्मः यदि न त्यजामः तर्हि शुष्काः भवन्ति शुष्काः भूत्वा पुनः समये किञ्चित् शुष्कं भवति चेत् तदापि जलं जलसेचनादिकं कुर्मः चेत् वर्धिताः भवन्ति यदि तदपि न कुर्मः तर्हि शुष्काः भूत्वा तस्मिन् समये सर्वं व्यर्थम व्यर्थं गच्छति